हरिः ओं हरि शिव् शिवराम् अहं तु बस्चालकः अस्मि लोकयानस्य चालकः तथैव च तत्र आरक्षण एजेण्ट् अस्मि आरक्षणं भवति खलु तस्य एजेण्ट् अस्मि किम् अपेक्षितं भवद्भिः

हा यतः अत्र तु अस्माकं तु यानं वर्तते तत्र सामान्यतः एकघण्टा अवधिषु एकं यानं वर्तते तत्र बहूनि यानानि सन्ति प्रातः आवश्यकं वा मध्याह्ने आवश्यकं वा सायमावश्यकं वा रात्रौ आवश्यकं वा हा प्राप्नुयां रात्रौ यदि प्रस्थाय तत्रापि रात्रौ अपि आं तथा प्राप्तं स्यात् तथा भवेत् हा अस्तु भोः अस्तु श्रीमन् तत्र यानं तु ईदृशं वर्तते तत्र शयनं कृत्वा गमनं यद् शयनयानं यत् वर्तते तादृशं यानमपि वर्तते अनन्तरं च उपविश्य अनन्तरम् ए सि व्यवस्था भवति तादृशं यानमपि वर्तते अनन्तरं सामान्यरूपं यानमपि वर्तते भवत् भवता कीदृशं यानमपेक्षितं वर्तते यदि यदि सु सुखम् आसनम् ए सि नापेक्षितम् इत्युच्यते ओ एवं तत्र श शयनयानं सु सुकरं भविष्यतीति अस्माकं मतिः तादृशं यानं स्य आरक्षणं करोमि वा किं करोमि अथवा शयनयानस्य तु भवता ए सि नापेक्षितमित्युक्तम् ए सि यानं भवति चेत् किं पञ्चशताधिकसहस्रं वा यत् किं वा स्यात् ए सि भवति न भवति चेत् तस्य तु नवशतं यावता भवति अतः शयनयानम् इति तत् स्तरस्य भवतः कीदृशं शयनयानम् अपेक्षितं वा ततः अपि उपविश्यैव गमनं भवति चेत् तदर्थमपि यानानि सन्ति अस्माकं तत् कीदृशम् अपेक्षितं यानम् इति वदतु कृपया

अग्रे एव भवेत् न हा हा अस्तु विशेषव्यवस्था इत्युक्ते उपविश्य गमनमित्युक्तं तत्रापि ए सि नापेक्षितमित्युक्तं यदि नापेक्षितं भवति उपविश्य गमनं भवति चेत् तत्र तादृशी तत्र व्यवस्थादिकं न भवति सामान्यतः अन्यत्र तु जलादिकं दीयते शयनार्थं तत्र सर्वं दीयते अत्र तु तादृशम् तादृशी व्यवस्था कि न भवति उपविश्य गन्तुं शक्यम् अग्रे भवेत् भवेदित्युक्ते अस्तु कल्पयामः यावच्छक्यं तत्रापि अग्रे तत्र गवाक्षसमीपे एव भवेत् वा अथवा मध्ये कुत्रापि भवति चेदपि शक्यं वा गवाक्षसमीपे हा समीपे भवति चेत् वरम् हा तथा मध्ये भवति चेदपि शक्यते भवता भवद्भिः गन्तुं यतः तत्र बहुभिः आरक्षितं वर्तते अन्यत्र अन्यत्र दृष्ट्वा वक्तव्यं भवति मया दृष्ट्वा वक्ष्यामि यदि मध्ये अपि भवति शक् उपविश्य गन्तुं शक्यं भवता इत्युक्ते तर्हि कल्पयामः वयम् अनन्तरं तस्य विशेषरूपेण सामान्यतः इदानीम् उपविश्य गमनम् इत्युक्तम् उपविश्य गमनाय तु शुल्कं तु एवं भवति सामान्यतः चतुश्शत चतुश्शतं ततोपि किञ्चिदधिकं भवति चतुश्शतं वा पञ् पञ्चशताधिकचतुश्शतं यावद्वा भवति तदवश्यं भवद्भिः कृपया धनम् कथं दीयते तत् आगत्य दीयते वा इदानीं पूर्वमेव ततः एव दीयते वा यथा कथञ्चित् भवतं भवतः आनुकूल्यं यथा स्यात् तथा कर्तुं शक्यं तत् कथं क्रियते इति उच्यताम् फ़ोन् पे इत्यादिकं हा अस्ति अस्ति अस्ति भोः अस्ति अस्ति महोदय ततः अपि हा ततः अपि धनं दातुं शक्यं अस्तु प्रेषयतु तत् अस्माकं नम्बर् ज्ञातं वर्तते खलु किं दूरवाणी दूरवाणी या सङ्ख्या ज्ञायते खलु हा हा हा ए एषा एव सङ्ख्या अस्यां सङ्ख्यायां तत्र किं पिञ्जं कृत्वा तत्र धनं दीयतां धनं दीयते चेत् अहम् आरक्षणं कृत्वा भवतः तत्र किं सन्देशं प्रेषयिष्यामि कुत्र भवति कस्मिन् स्थले भवति तस्य विवरणं सर्वं दास्यामि अहम् अतः प्रेषयिष्यामि अतः

आं भव भवति अवश्यं भवति अवश्यं भवति महोदय कुतः इत्युक्ते यथा ये तस्य प्रयाणं कुर्वन्ति तेषाम् आनुकूल्यार्थं तत्र मध्ये एतेषां पञ्चनिमेषाः अथवा दशनिमेषे विरामः दीयते तत्र इतः गमनसमये तिप्टूर् सामान्यतः तिप्टूर् मध्ये तत्रैव अन्तिके यत्र कुत्रापि दशनिमेषं यावत् तत्र विरामः दीयते यत्किमपि तत्र शौचार्थम् अथवा पानीयार्थं वा उपाहारार्थं वा अवकाशः दीयते अवश्यं हा हा किम् आवर्षम् आरक्षणं करोमि अवश्यम् हा तत्र बहुत्र तत्र निस्थानं वर्तते प्रथमं तु आरम्भे तावत् बस्निस्था लोकयाननिस्थानं वर्तते ततः एव प्रवर्तते अग्रे तत्र अग्रे तत्र आगत्य ततः पुनः एवम् आगत्य एम् आर् एफ़् निस्थानं भवति तत्रापि स्थगनं भवति ततः पूर्वं तत्र बैपास् यद्भवति मार्गः तस् तस्मिन् स्थानेपि तत्र निस्थानं भवति भवता कुत्र तत्र यानस्य आरोहणं क्रियते इति अवश्यं सूचयतु दूरवाण्या सूचयतु अवश्यं तत्र भवन्तं वयं स्वीकृत्य नयामः न न वक्ष्यामः अहं भवता अस्मिन् समये अत्र आगच्छतु इति वक्ष्यामः ततः तत्र आगत्य तत्र भवतु तस्मिन् स्थाने यानम् अत्र आगमिष्यति अवश्यं धन्यवादाः महोदय प्रेषयिष्यामः वयं धन्यवादाः सुखप्रयाणं भवतु श्रीमन् अस्तु हा अस्तु धन्यवादाः